शारीरिकव्यायामः तथा योगः एतयोर्मध्ये भेदः अस्त्येव शारीरिकव्यायामे श्वासो श्वासोछ्वासगतिविषये आदर न भवति द्रुतगतिः भवति इति कारणतः श्वासोछ्वासस्य मन्दता न भवति योगाभ्यासे श्वासोछ्वासः अपि नियमेन अपेक्षितः अत श्वासोछ्वासकारणतः मनसः प्रशमनं भवति शारीरिकतया अङ्गाङ्ग विषये सुदृढता अपि योगाभ्यासेन भवति शारीरिकव्यायामेन शारीरिकसौष्ठवं भवति किन्तु मनसः प्रसन्नता प्रशमनता च न भवति इति भावयामि योगः चित्तवृत्तिनिरोधः इति सूत्रमेव कथयति चित्तस्य अन्यान्य वृत्तयः ये सन्ति तेषां निरोधं योगः एव करोति यतोहि योगाभ्यासे श्वासोछ्वासस्यापि प्रामुख्यता भवति इति कारणतः अतः सम्पूर्णतया शारीरिकव्यायामः योग योगश्च भिन्नः एव